नमो नमः

अस्तु किं भोः भवती पत्रिका न ददाति अद्य परन्तु अहं न प्राप्तवती भवती कुत्र स्थापितवती भवति सम्यक्तया न स्थापितवती एवं मा करोतु भोः ह्यः अपि जलमध्ये आसीत् यदि भवती एवं करोति केन प्रकारेण अहं पठामि अस्तु जलमध्ये पत्रिका नष्टा जाता भोः गतमासस्य बिल् किमर्थं न ददाति इदानीं पर्यन्तं तु अहं न प्राप्नोमि अस्तु परन्तु भवति त्रीणि चत्वारि मासस्य मिलित्वा ददाति बिल् एवं करोति तर्हि तु समस्या भवति अस्तु परन्तु अत्र बहु समस्यापि अस्ति आम् एवं तु अहं जानामि परन्तु किं कर्तुं शक्नोमि यत् पत्रिका अस्ति अहं पठामि तत् पूर्णतया नष्टा जाता जलमध्ये पतित्वा अहं पठितुमपि न शक्नोमि मा करोतु भोः एवम् तर्हि भवती श्वः आगत्य दातुं शक्नोति अस्तु बिल् अपि अस्तु सम्यक्तया बिल् अपि ददाति तर्हि मया कृते सुविधा भवति अस्तु तर्हि अस्तु तर्हि स्थापयतु